मम नाम नरेन्द्रः मम प्रदेशे प्रायशः बेरोजगारि इति आजीविकाहीनता इति मुख्यसमस्या दृश्यते तत्र यथा अहं पश्यामि प्रायशः जनाः योग्यानुगुणं योग्यानुसारं वा आजीविकां न लभन्ते तत्र प्रायशः केचन राजकीयसेवायां सन्ति पुनः केचन स्वकीयम् रोजगारं स्वीकुर्वन्ति तत् चालयन्ति किन्तु प्रायशः पञ्चाशत् प्रन् प्रतिशततः अधिकाः जनाः ये सन्ति ते प्रायशः वृत्तिहीनाः सन्ति अथवा कदाचित् तेषां यथा योग्यता अस्ति तदनुगुणं तेषाम् आजीविका न ते प्राप्नुवन्ति अतः अस्माभिः एवं द्रष्टव्यमस्ति तत् जननेतारः सन्ति प्रतिनिधयः सन्ति ते तेभ्यः वृत्ति उत् उत्पादनाय कार्यं कुर्युः इति अपेक्षा अस्ति